तन्त्रज्ञानस्य उपयोगः मम जीवने अत्यन्तम् अधिकम् एव वर्तते इति मम अनुभवः यतः अहं विशेषेण केश् लेस् ट्रेन्सेक्शन् मध्ये एव विश्वासं रक्षामि कुत्रापि अहं मम यदि पर्स स्वयं पश्यामः तत्र धनं कदापि न भवति सर्वत्र अहं यदा यत्र यत्र अवकाशः लभ्यते तत्र एव सर्वत्र अपि डिजिटल् माध्यमेन एव धनप्रेषणादिकं करिष्यामि किञ्च सर्वकारीयव्यवस्थायां कदाचिद् अस्माकं सौलभ्यानि अपेक्षितानि भवन्ति तत्रापि अहं ओन्लैन् माध्यमेनैव स्वयमेव सर्वं कर्तुमेव प्रयत्नं सर्वदा करिष्यामि अपि च डिजिटल् माध्यमेन यदा वयं वाहनचलनादिकं कूर्मः तत्रापि विविधप्रमाणपत्राणां प्रदर्शनादिकं कर्तव्यं भवति अहं सर्वत्र डिजिटल् मा माध्यस्यैव प्रमाणपत्राणां प्रदर्शनादिकं करिष्यामि अतः मम जीवने तन्त्रज्ञानस्य विषये विशेषेण आसक्तिरपि अस्ति तस्य उपयोगमपि आधिक्येन अहं करोमि